नमस्ते अहं भागीरथ् नगरे निवसामि एवम् इतः मानसरोवरं प्रति गन्तुम् इच्छामि अहं मम भ्राता च अतः तदर्थं सायं पञ्चवादने द्वि द्वि त्रिचक्रिकायाः व्यवस्था भवितुम् अर्हति वा